मम प्रदेशे तु हा भिन्नभिन्नाः सम सामुदायिकजनाः निवसन्ति अत्र स्थानिकाः ये सन्ति ते सर्वेऽपि हिन्दवः सन्ति इतोऽपि केचन सिक् जनाः सन्ति इतोऽपि मार्वारी जनाः सन्ति मार्वारिसमुदायः अस्ति गुजरात्तः ये आगताः गुजरातीसमुदायः अस्ति इतोऽपि केरलं केरलीयाः अपि सन्ति बहवः बहवः सन्ति तमिलजनाः अपि सन्ति एतत् विहाय अन्ये अपि सन्ति इश्लां जनाः सन्ति इश्लां समुदायजनाः सन्ति क्रैस्तवाः सन्ति अत्र तु यत्र कुत्रापि पश्यतु तत् विद्या विषये वा अन्यत्र वा सर्वेषां सहयोगः सम्यक् भवति केचन वाणिज्यविषये पश्यन्ति इतोऽपि सर्वेषां सहयोगं तु बहु सम्यक् भवति अत्र जनपदे उत्सवाः यदा भवन्ति तदा सर्वेषां मेलनं भवति तत् बहु सम्यक् भवति